वयं मार्जनी द्वारा स्वगृहं प्रायशः मार्जयामः पुनः च न तु सर्वदा तथापि यदा कदापि गृहे यदि पूजा भवति तदा स्वगृहस्य भूमेः उपरि गोमयस्य उपयोगं कुर्मः अस्माभिः गोः पालनम् अपि क्रियते पुनः गोमयस्य लेपनम् अपि क्रियते तस्य आध्यात्मिकं फलम् अपि वर्तते पुनः लौकिकं फलम् अपि वर्तते इदानीं वैज्ञानिकाः अपि वदन्ति गोमयेन तावत् रोगाणाम् अपि नाशः भवति गोमयस्य उपयोगद्वारा रेदियेशन् नाशः भवति